मम क्षेत्रस्य एम् एल् ए वर्तते श्रीयुत आरग ज्ञानेन्द्रः इति सः तु बहु दक्षः वर्तते सः जनानुरागी च वर्तते अहं बहुवारं तस्य सकाशं गत्वा संवादं कृतवान् सः यदा कदा वयं तस्य समीपे गच्छामः तदा समयं दत्वा अस्माकं सकाशे वार्तालापं करोति सः सामान्यजनैः सह वार्तालापं कर्तुं समयं दास्यति सः यदा क्षेत्रे भवति तदा तस्य गृहे एव प्रतिदिनं प्रभाते अष्टवादनतः द्वादशवादनपर्यन्तं जनानां मेलनं करोति तस्मिन् समये तस्य क्षेत्रस्य यः कोपि जनः तत्र गत्वा तस्य सकाशे सम्भाषणं कर्तुं तेषां समस्यां वक्तुं च सः अवकाशं दास्यति तस्य समीपं गन्तुं पूर्वानुमतिं प्राप्तव्यम् इत्यादि किमपि नास्ति तादृश सज्जनः वर्तते अस्माकं क्षेत्रस्य एम् एल् ए महोदयः आरगा ज्ञानेन्द्रः इति सः सामान्यजनानां समस्यान् न केवलं शृणोति तान् समस्यान् निवारयितुञ्च स्वप्रयत्नं करोति सामान्यतः ग्रामीणजनाः तेषां ग्रामस्य कृते सुव्यवस्थितः सर्व ऋतु पथानां निर्माणार्थं आग्रहं कुर्वन्ति यतोहि अस्माकं क्षेत्रः अतिवृष्टिः अत्र भवति इत्यतः बहवः जनाः तस्य समीपे अस्माकं कृते सर्व ऋतुपथाः आवश्यकाः इति वक्तुम् एव आगच्छन्ति पूर्वं तु राज्यसर्वकारपक्षतः केन्द्रसर्वकारपक्षतः च सर्व ऋतुपथानां कृते बहुवित्तं दत्तम् आसीत् अतः पूर्वं तु एतस्य कृते सर्व ऋतुपथानां दातुम् अवकाशः अधिकः आसीत् इदानीम् अत्र कर्नाटके फ़्री बीस् दातुम् एव सर्वकारः सर्वं धनं व्ययं करोति इत्यतः एतादृश ग्रामाभिवृद्ध्यर्थम् आवश्यकाः वित्तं नास्ति इति हेतोः अस्माकं क्षेत्रस्य एम् एल् ए महोदयस्य कृते अपि कष्टम् आगतम् इति अस्माकं मनसि ज्ञायते अतः अस्माकं क्षेत्रस्य एम् एल् ए महोदयः एतावत्पर्यन्तं बहुसमीचीनतया कार्यं दक्षतया कृतवान् इति अहं मन्ये एतत्तु मम अनुभवः वर्तते नमस्कारः